क्रीडा जननां शारीरिकम् इत्युक्ते अस्माकं प्राततः उत्थाय शरीरस्य कृते कथं शरीरबलं वर्धि वर्धिरिष्टुं स्नायुः बला बलवर्धनं कृत्वा कथं किं करणीयं तस्य शरीरस्येव ज्ञानं तत् कर कथं करणीयं तस्य मनसि यदा आगच्छति मानसिकदृष्ट्या वयं वदामः चेत् मानसिकं दृष्ट्या या व्यक्तिः निश्चितं कृतवान् कि अहम् एतत् इदं करोमि तस्मिन् कर्तुं सः यदा मनसि आगच्छति चेत् सः किमपि कर् कृत्वा तत् कार्यं कृत् कृतवती तत् स्वास्थ्ये आगच्छति योगदानमित्युक्ते वयं शारीरिकं मानसिकं द्वयम् अपि आगच्छति चेत् कियत् तस्य उद्दिष्टं भवति तत् साध्यं करणार्थं सहकर्तुं शक्नोति यदा मनसि न न आगच्छति चेत् सः कर्तुं न शक्यते शारीरिकं बलमस्ति परन्तु मानसिकी या इच्छा नास्ति चेत् कर्तुं न शक्नोति मानसिकी इत्योपि इच्छाशक्ति शारीरिकं द्वयमपि कृत्वा डिसिप्लिन् इति वयम् आङ्ग्लभाषे वदामः किमपि जातं तर्हि अहमेतत् करोमि अहं करोतु कर्तुं शक्नोमि इतोपि अहं करिष्यामि एतद् उक्त्वा यदि सः कार्यं करोति चेत् तस्य योगदानं शा क्रीडाजनानां मध्ये अस्ति वयं भव जानीमः सचिन् तेण्डुल्कर् अस्ति विराट् कोलि अस्ति तेषां डिसिप्लिन् वा एतत् योगदानं देशस्य कृते बहु अधिकमस्ति